मया छात्र ऋणं न गृहीतं परं अहं एकां जानामि सा गृहीतवती प्रायशः विंशतिलक्षरूप्यकाणां कृते सा प्राप्तवती ऋणस्य प्रत्यर्पणमूलं तु नवतः त्रयोदशप्रतिशतः वर्तते ग्राम्यक्षेत्रेषु छात्राणां कृते एषः उत्तमः विकल्पः न किमर्थं चेत् तेषां कृते बहु धनं यत् स्वीकृतं तस्य ऋणप्रत्यर्पणे दातव्यं भवति अतः तेषां कृते बहु परिश्रमः कर्तव्यः अस्ति छात्रऋणं न स्वीकृत्य एव यदि ते यत् आवश्यकं तत् पठन्ति तेषां जीवनं सम्यक् एव भवति